ग्रामीणं तथा नगरीय शिक्षणपद्धते मम विषये अभिप्रायः वर्तते तत् एवं वर्तते ग्रामीणजनानां यद् शिक्षणपद्धतिः भवति तद् छात्राः ये भवन्ति ते कृषिकार्यं कुर्वन्ति गृहे अपि कार्यं कुर्वन्ति अनन्तरं पठनम् अपि कुर्वन्ति अनन्तरं नगरीयस् ये जनाः भवन्ति ते ते तु कृषी इत्यादिकं न कुर्वन्ति केवलं पठनं कार्यं भवति तर्हि यदि पठन् शिक्षणपद्धतौ यदि पश्यामः चेत् नगरीय शिक्षणपद्धतिः इति प्रधाना भवति बालकानां कृते यदि शिक्षा अनिवार्या अस्ति चेत् तत्र गृहं त्यक्तव्यम् एव स्यात् गृहे भूत्वा तत्र का पठनं न भवितुम् अर्हति किमर्थं कृषि कार्यम् अपि करणीयं भवति जनानां समुदाय अपि तत्र तिष्ठन्ति चेत् भिन्न भिन्न प्रकार प्रकारकाणि वार्ता अपि भवन्ति तदर्थं तेन व्यवधानं भवति अतः शिक्षणपद्धतौ वयं पश्यामः चेत् नगरीय शिक्षणपद्धतेः अभिप्रायः उच्यते धन्यवादः